हरि ओम् ह कः अस्ति आं वदतु कुतः आमाम् अस्तु आम् ओ आम्

आम् आम् ओ आम्

किं नाम उक्तवान् भवतः मित्रस्य आं बहुसम्यक् आ तत्तु बहुविधः समस्याः भवतः मुखात् अहं श्रुतवान् परन्तु इदानीं चलभाषामाध्यमेन तस्य समाधानं कर्तुं न शक्यते मया समस्या बहुविधा अस्ति रात्रौ स शयति वा सयनं करोति भवतः मित्रम् कदापि कुत्रापि न शयति न निद्राति वा आम् आम् कदापि दिवा क कदापि दिवसे कदापि रात्रौ एवं वा

सः कस्यां शाल्यां पठति भवतः मित्रं कस्यां शल्यां पठति कस्यां कक्ष्यायां पठति आम् आम् विश्वविद्यालयेष्य छात्रः तत्तु बहु सम्यक् परन्तु अधुना दूरवाणिमाध्यमेन तस्य समाधानं न समविच्छति परन्तु एकवारं कार्यमेकं कुरु भवान् एकवारम् आनयतु भवतः मित्रं एकवरं अधुना मम कार्यमस्ति दिवसद्वयम् अपि कार्यं पश्यति भवान् एवं करोतु दिवसद्वयात् परं अपराह्णे चतुर्वादने आगच्छतु एकवारं मित्रेण सह आगच्छतु तर्हि तत्किं भविष्यति भवतः मित्रं दृष्ट्वा अहं सम्पूर्णरूपेण द्रष्टुं शक्नोमि भवतः मित्रं ह ह समाधानं बहुरूपेण भवितुमर्हन्ति सम्यक्तया अस्तु आम् आम् आम् अस्तु विरमामि